अस्माकं धर्मगुरुः अस्ति नाम मम बीदर् प्रदेशे एकः कौट इति ग्रामः अस्ति तत्र एकः वृद्धः अस्ति सः एव अस्माकं गुरुः तस्य नाम न ज्ञायते सः तेषां प्रभावः बहु समीचीनमस्ति ते आध्यात्मिकः आध्यात्मिकः ज्ञाने बहु आसक्ताः ते अस्माकं भ वयं यदा तेषाम् अग्रे गच्छामः तदा ते अस्माकं किं दोषम् अस्ति इति ते एव अस्मान् दृष्ट्वा वदन्ति एवं तस्य परिहारमपि वदन्ति अस्माकं अहं यदा गतवान् तदा ते भवान् अग्रे सम्यक् सम्मीचीनतया पठति इति सर्वम् उक्तवन्तः सन्ति इदानीं पठन्नस्मि तथैव अस्माकं पितुः कृते अपि भवान् समीचीनः इदानीं भवान् भवतः आपणम् एवं पुनरारम्भं करोतु इति उक्त्वा उक्तवन्तः सन्ति तत् इदानीं मम पितुः पितुः नाम मम पिता इदानीं पुनरराम्भं कृतवानस्ति तत् समीचीनतया इदानीं फलं लभ्यत् लभ्यमानमस्ति एवं मम परिवारे परिणामः एवं जातमस्ति यत् धर्मगुरुणा उक्तमस्ति इति